विद्यालयेषु व्यावसायिकशिक्षा उत्तमा किमर्थम् इत्युक्ते छात्राः एव भविष्यति व्यापारिणः कृषिकर्मकाराः सेवकाः कुक्कुटपालकाः पशुपालकाः एव भवन्ति सो अतः छात्रसमये वा समीचीनं शिक्षणं यच्छति चेत् ते समीचीनः कर्तुं शक्यते कष्टं कर्म इत्युक्ते कृषिक्षेत्रे ये पठितवन्तः अभ्यासं कृतवन्तः पण्डितानाम् इत्युक्ते अभ्यासनं छात्राणां कृषिकार्यं करोति चेत् उत्तमतया दिगुबडि आगच्छति स्वल्पप्रान्ते एव अधिकानि धान्यानि ग्रहीतुं शक्नुवन्ति तादृशं तद् एकं कृषिकर्म अनन्तरं सीवनमपि इत्युक्ते नवेडेस् आधुनिककाले इत्युक्ते अधिकतया रेडिमेड् सीवनं प्रचलन्ति अस्ति छात्राणां कृते एवं शिक्षणं ददाति चेत् वयम् अधिकतया सेवनं कृत्वा विदेशं प्रति अपि प्रेषितुं शक्नुवन्ति कुक्कुटपालनम् अपि इत्युक्ते अत्र कुक्कुटपालनं करोति चेदपि अस्माकम् इत्युक्ते कुक्कुटानाम् अण्डः खादति चेत् समीचीनतया कर्तुं बालकानां देशे समृद्धिपालनं कर्तुं शक्यते पशुपालनम् अपि गावः अधिकं पोषणं करोति चेत् तेषां वर्धनं यदा पशुपालनम् अधिकतया करोति चेत् कृषिकर्म अपि स्वच्छता भवति स्वच्छां मृत्तिकां स्वच्छं जलं स्वच्छः वायुः अपि भवति इत्युक्ते गौः संरक्षणेन गोपालनेन छात्रेभ्यः यदा वयम् अभ्यासं करणीयं चेत् ते अग्रे आगामिकालेषु अपि भावि भारतजनानां कृते अपि समीचीनतया पशुपालनं कृत्वा व्यवसायं कृत्वा तादृशः कर्तुं शक्यते इति अस्माकं निर्णयः मम अभिप्रायः अस्ति पर्याप्तम्